आदुनिकशिक्षणे सांस्कृतिकमौल्यानां विषये परिवर्तनं जायमानम् अस्ति इदानींतनकाले विद्यालयेषु भगवद्गीता इत्यादि शास्त्रग्रन्थानां पठनं पाठनं च जायमानम् अस्ति अतः एवं च गुरुकुलपद्धतिः पद्धतिः इदानीं प्रवर्तमाना अस्ति तत्र वेदवेदाङ्गानि पञ्चमुखीशिक्षणं नाम कृषिः एवं च योगस्य अभ्यासः सांस्कृतिकं साहित्यं जौतिषं व्याकरणम् इत्यादि इत्यादि शास्त्राणां पठनं जायमानम् अस्ति तद् पठित्वा चात्रैः किञ्चित् नाम अस्माकं संस्कृतिः कथम् अस्ति कथम् आसीत् इदानीं कथम् अस्ति इति मौल्याङ्कनं कर्तुं शक्ताः सन्ति एवं च अस्माभिः भगवद्गीता वा शास्त्रपठनं किं किमर्थं क्रियते तद्विषये अपि इदानीन्तनविद्यालयेषु पठनं जायमानम् अस्ति इति त इदानीम् एन् इ पि इति स्कीम् आगतम् अस्ति तत्र विद्यालयेषु भगवद्गीता स्पर्धादिकं कारयन्ति तत्र बालाः गच्छन्ति तत्र भगवद्गीता श्लोकादिकं वा वा उच्चारयन्ति तदा तदनन्तरं तस्य अर्थः कः इत्यपि ते जानीयुः तथा अस्माभिः पाठनं पठनं पाठनं च कुर्युः एवं च इदानींतनकाले संस्कृतविश्वविद्यालयाः बहवः सन्ति आ भारते आ भा आ भारते बहवः संस्कृतविद्यालयान् विद्यालयान् वयं द्रष्टुं शक्नुमः तदर्थं किम् अस्माकं करणीयमिति चेत् अस्माकम् अस्माकं गृहे बालाः एव सन्ति तेषां कृते श्लोकादिकं वा मन्त्रादिकं वा वयं श्रावणीयाः भवन्ति एवं च तस्य अर्थः अपि अर्थसहितम् अक्षरज्ञानं कारणीयमस्ति अतः आधुनिकशिक्षणे इदानीं परिवर्तनं जातं नास्ति जायमानम् अस्तीति वक्तुं शक्यते